अहं मध्यप्रदेशस्य रीवाजनपदस्य निवासी अस्मि तथा च मध्यप्रदेशे मध्यप्रदेशस्य रीवाजनपदे एकः प्रसिद्धः कलाप्रकारः वर्तते पूगीफलद्वारा नाम सुपारि यद्भवति तद्वारा क्रीडनकस्य निर्माणं अस्य विक्रयणं विदेशे अपि जायमानं वर्तते पूगिफलद्वारा गणपतिप्रतिमायाः सुन्दरं निर्माणं कुर्वन्ति जनाः तथा च तस्य विक्रयणं कुर्वन्ति तथैव काष्ठस्यापि क्रीडनकं निर्मान्ति यदा रीवा राज्यमासीत् तदा आरभ्य इयं कला रीवायां वर्तते इदानीमपि जायमाना वर्तते